समाजे शान्तिं कल्पयितुं तथा नागरिकघटनाभ्यः रक्षयितुम् एवं वर्तते प्रथमं समाजस्य उद्धारणं कर्तुं समाजस्य किं किं लघुरूपम् इत्यादिकं भवति नाम समाजस्य सहायकाः के भवन्ति इति उक्ते विद्यालयाः महाविद्यालयाः विश्वविद्यालयाः एते तु अवश्यमेव भवन्ति तेन अस्माकं समाजस्य अभिवृद्धिः जायते तथा च ज्ञानं विद्यालयात् महाविद्यालयात् विश्वविद्यालयात् ज्ञानं प्राप्य तेषाम् अभिवृद्ध्यर्थं व्यवस्थाः व्यवस्थाः व्यवस्थाः वर्तन्ते नाम ते यदा ज्ञानं प्राप्नुवन्ति तदानीम् अवश्यमेव स्व ज्ञानार्थं बृहद् स्वमार्गं नाम स्ववृद्ध्यर्थं नाम स्वविकासार्थं ते स्वयमेव पन्थप्रदर्शकाः भवन्ति एवं रूपेण न्यायव्यवस्थाः इति नाम नियमाः इति नित्यत्वेन यत् नियमानुगणं वा अनुशासनम् इत्यादिकमाध्यमेन अभिप्रेरणा अभिप्रेरणा ददाति देशे वर्धमानायाः अपरादसङ्ख्यायाः विषये चिन्ता नाम न भवितव्याः एव अपराधानां विषये तदा नाशः भवति यदा बालकानां शिक्षा भवति तदानीम् अपराधानां विघ्नः कृत्वा नाम तेषां निरर्थकं कार्यं नाम तान् ग्य सः सम्यक्तया ज्ञानं दत्त्वा तस्य परिष्कारं कृत्वा तस्य निरन्तरं नियन्त्रणम् एवं कर्तुं शक्यते इति